हरि ओम् अहं वैद्या संभाषयन्ती अस्मि का भवती

आम् अस्तु वदन्तु हा कति दिनानि भवन्ति वेदना दिनत्रयं प्रभवति वा

मासे मासे सम्यक् भवति वा आम् अस्तु किं तस्मिन् समये बहु यावदनुभूतम् अशक्यं तावत् वेदना भवति वा वेदना बहु भवति वा किं तदा किं क्रियते भवत्या अस्तु जीरिकां खादति वा भवती कदाचित्

तं जले किञ्चित् स्थापयित्वा क्वथ क्वथ क्वथनं कृत्वा पिबन्तु आम् पुनः इ दिने त्रिवारं चतुर्वारं पिबन्तु यदा दिनानि आगच्छन्ति तदा योगासनं कुर्वन्तु किञ्चित् कुर्वन्ति वा गृहे हरि ओम् हा गृहे योगासनं कुर्वन्ति वा हा यदा तद्दिनं समीपे भवति तदा किञ्चित् कुर्वन्तु अधिकमेव यथा बद्धकोणा बद्धकोणासनं उपविष्टकोणासनं एतादृशं किञ्चित् कुर्वन्तु आ आम् तदेव तत् कुर्वन्तु एवं कुर्वन्तु वेदना न्यूनं भवति तस्मिन् समये बहिः यद्लभ्यते तन्न खादन्तु अस्तु वा यावत् शक्यते तावत् गृहे कृतमेव खा खादन्तु पुनः अधिकं कार्यं न कुर्वन्तु तस्मिन् समये वेदना अधिका भवति आम् अस्तु